मया व्याकरणशास्त्रम् अधीतं व्याकरणं नाम व्यक्रियन्ते व्युत्पाद्यन्ते अनेन इति व्याकरणं वि उपसर्गपूर्वक आङ् उपसर्गपूर्वक क्रि धातोः लिप् प्रत्ययकरणेन व्याकरणशब्दस्य व्युत्पन्नं भवति तर्हि व्याकरणं इत्युक्ते शब्दानुशासनमिति वक्तुं शक्यते व्याकरणेन एव मूलकारणं भवति अस्माकं वाचनप्रणाली अस्माभिः ज्ञायते खलु वेदः वेदस्य मुखं भवति व्याकरणं तर्हि व्याकरणम् अधित्वा एव वर्णस्य विषये एवं वार्तलापकरणीयसमये शुद्धिकरणं भवितुम् अर्हति तर्हि व्याकरणस्य अध्ययनं अवश्यं करणीयं अहं चिन्तयामि सर्वे व्याकरणस्य ज्ञानम् अधितव्यम्